युवानः सांस्कृतिक आचरणेषु श्रद्धया भागं गृण्हन्ति इति नास्ति यतः अधुना तु फ़ाशन् अस्ति अतः तद् किञ्चित् एवं इन्श्टाग्राम् एतादृशेषु स्थापनीय इति वा अत्र सांस्कृतिक आचार्येषु भागम् भागम् आवहन्ति सामान्यतया सांस्कृतिक विषयेषु न्यूनमेव निरुत्साहः वर्तते यतः देव् देवादिषु अत्र युवानां तावद् भक्तिः न भवति भक्तिः अस्ति चेदपि तस्य उपरि विश्वासः न भवति अतः तत्र किञ्चित् निरुत्साहः भवति चेत् भवति तथापि अस्माकम् तत्र सर्वे यथा दीपावलिम् आचरन्ति तत्र दीपादिकं स्थापयित्वा तस्य भावचित्रं सामाजिक ज जालेषु स्थापनीयम् इति वा तत्र ते सांस्कृतिक आचरणेषु तत्र भागम् कुर्वन्ति तत् श्रद्धया भागं आवहन्ति वा न आवहन्ति यथा सर्वे सन्ति तथैव अस्माभिः भवितव्यम् इति दृष्ट्या वा तत्र भागम् आवहन्ति एवं केचन भवन्ति केचन तु सांस्कृतिक आचरणेषु श्रद्धया भागं कृत्वा गृहीत्वा तत्र प्रज प्रतिपर्वमपि श्रद्धया भागं गृहीत्वा तत्र कार्यादिकं कृत्वा देवस्य नमस्कारः इत्यादिकं कृत्वा तत्र आचरणे सर्वेषाम् अपि भागग्रहणं भवति युवानां निरुत्साहः इति न भवति के केचनानां भवति केचनानां न भवति एवं युवानां सांस्कृतिक आचरणेषु श्रद्धया भागं गृण्हन्ति केचन निरुत्साहमपि दर्शयन्ति